कृषिः कृषिः इत्युक्ते सस्यः सस्यं विना कृषिः नास्ति उदाहरणानुसारम् नारिकेलवृक्षस्य नारिकेलफलस्य अथवा पूगीफलस्य अनन्तरम् काफ़ी सस्यः चायं चायसस्यः तेषां सस्यानां विना अत्र कृषिः नास्ति इति वक्तुं शक्नुमः किमर्थम् इत्युक्ते सस्यं विना फलं नास्ति फलं नास्ति चेत् कर्षकाणां कृते किञ्चित् कष्टकरं भवति तत्र सस्यानाम् उपरि वातावरणस्य अथवा कीटानां तत्समस्यापि भवति इदानीम् यदा वृष्टिसमये सम्यक्रूपेण वृष्टिः नागच्छति अथवा शैत्यसमये शैत्यं नास्ति चेत्

अनन्तरम् एप्रिल् जून् मासे तथा यदा उष्णम् उष्णवातावरणं यदा अस्ति तदा सम्यक् रूपेण आतपः अथवा नागच्छति तदा एतत् वातावरणस्य समस्या भवति तद् मुखान्तरम् अथवा तद्रूपेणेव एतत् कीटानां समस्यापि भवति तत्र कीटानां समस्या अनन्तरं वातावरणस्य समस्या सम्मुखीकरणं कर्तुं शक्नुमः अस्माकं परिसरसंरक्षणं सम्यक्रूपेण कुर्वन्ति चेत् तत्र वातावरणस्य समस्यापि न भवति यदि वातावरणस्य समस्या न भवति चेत् कीटानां समस्यापि किञ्चित् न्यूनमेव भवति